दीर्घचारणसमये इष्टतमं खाद्यं रोटिका शाकम् एव भवतु कारणं तेन अधिका शक्तिः लभ्यते कष्टकरेषु चारणेषु अपि सः शक्तिः वर्धनीया भवति ओदनम् इत्यस्य ओदनेन अधिका अधिका शक्तिः न लभ्यते अतः रोटिका तादृशपदार्थाः यदि अस्माकं भोजने भवन्ति तर्हि तेन अस्माकं शक्तिः वर्धते चारणार्थं सज्जः भवनीयः कारणं किम् इति तदा अस्माकम् अधिकं कष्टं भवति यदि अधिकं कष्टं तर्हि शरीरस्य हानि अपि भवितुमर्हति तां हानिं पूरयितुम् अस्माकं भोजनम् उत्तमं भवतु तेन अस्माकं स्वास्थ्यस्य रक्षणं भवति प्रवासः उत्तमः भवति अतः तादृशं भोजनं करणीयं येन अधिका शक्तिः लभ्यते धन्यवादः